भारतस्य प्रसिद्धाः नृत्यशैल्या कर्नाटकतमिळ्नाडुराज्येषु भरतनाट्यं प्रदर्शनं क्रियते आन्ध्रप्रदेशराज्ये कूचुपुडि केरळराज्ये मोहिनियाट्टं कोडियाट्टम् ओडिस्साप्रदेशे ओडिस्सिनृत्यम् उत्तरभारतस्य बहुप्रदेशेषु कथक्कळि अस्सां राज्ये अस्सामि पञ्जाब् राज्ये भाङ्ग्डा गुजरात्प्रदेशे गर्भनृत्यम् एवम् भिन्नभिन्ननृत्यशैल्याः दृश्यन्ते कर्नाटके जनपदनृत्यमिति प्रसिद्धप्रकारम् अस्ति नन्दिकोलुकुणित डोळ्ळुकुणित कम्साळे यक्षगानम् यक्षगानमध्ये अपि तेङ्कुतिट्टु बडगुतिट्टु इति प्रकारद्वयम् अनेकानि नृत्यप्रकाराणि सन्ति तासु सुप्रसिद्धनृत्यप्रवीणाः पद्मासुब्रह्मण्यम् महापात्रि ब्रिजुमहाराज् निरुपमराजेन्द्र इत्यादयः सन्ति